नमस्कारः अहं शृजन् विश्वासः अस्मि देवीखाद्यभण्डारः केन्द्रमस्ति खलु अहं अस्मिन् केन्द्रे कदलीफलं आर्डर् कृतवान् परन्तु तद् न प्राप्तम् अधुना मम निकटे सूचना आगतं मम कृते कदलीफलं प्रेषितं परन्तु मया न प्राप्तं कृपया एकवारं पश्यतु कुत्र संयोगः विच्छेदः भवति इति झटिति अहं कदलीफलं प्राप्ष्यामि चेत् भोजनं कर्तुं शक्नोमि कृपया पश्यतु मम खाद्यं कुत्र अस्ति इति मम बहु बुभुक्षा जायते शीघ्रं प्रेषयतु भोः धन्यवादः